वस्तुनः सकारात्मकचिन्तनम् वस्तु अस्ति पुस्तकम् पुस्तकस्य नाम श्रीसमर्थरामदासस्वामी जीवनचरित्रम् प्रकाशकः सोन्दास् स्वर्णवल्ली संस्थानम् अस्य पुस्तकस्य वैशिष्ट्यम् एतद् अस्ति धातूनां लकाराणाम् प्रयोगः अत्यन्तम् वैदुष्यभरितम् अपि च सार्वधातुक इतर धातूनां प्रयोगः अन्येषां पदानां प्रयोगः विशिष्य समस्तपदानां विशेषणानां यथा आञ्जनेयस्वामिनः कृते सकलगुणनिधिः मारुतिः इत्यादि शब्दप्रयोगः कथासरणिश्च अत्यन्तं हृदयङ्गमं वर्तते अस्य पुस्तकस्य हृदयम् अस्ति समर्थरामदासस्वामिनाम् बोधनानि अपि च तेषाम् अवतारस्य प्रदेशः महाराष्ट्रस्य प्रादेशिकभाषायाः मराठीभाषायाः पद्यानि यथा वदनि कवळ घेता नाम घ्या श्रीहरिचे सहज हवन् होते नाम घेता फुकाचे जीवन करि जिवित्वा अन्न हे पूर्णब्रह्म उदरभरण नोहे जाणिजे यज्ञकर्म जय जय रघुवीर समर्थ इत्यादीनां सुन्दरः प्रयोगश्च